बाल्ये तावत् मया आकर्नाटकम् अटितमस्ति शालाप्रवासार्थं गतवान् अस्मि तत्र यदाहं बाल्ये शालायाम् आसं तदानीं पञ्चमकक्षायां यदा आसं तदानीं तत्रैव निकटे विद्यमानं विजयपूर् तथा बागुल्कोट् इत्यादि तत्र प्रवासं नीतवन्तः आसन् तत्र बादामि मध्ये गुहालयः अस्ति देवालयः इत्यादिकं बादामि बशङ्करी इत्यादिदेवालयः दृष्टः ऐहोळे पट्टुद्कल्लु इत्यादिकं तत्र बागल्कोटे मध्ये दृष्टं तत्र विजयपूर्मध्ये तावत् शिवगिरिः इति अस्ति शिवगिरिः अपि दृष्टः गोल्गुमट् इब्राहिमरोजा गगन्महल् बाराकमान् इत्यादिकं विजयपूर्मध्ये दृष्टं यदा अहं षष्ठकक्षायाम् आसम् तदानीम् आकर्नाटकं नीतवन्तः प्राक् बेङ्गलूरु आगतं मैसूरु चित्रदुर्गा तुम्कूरु कोड्गु कोलार् इत्यादिषु नीतवन्तः आसन् यद् बेङ्गलूरुमध्ये लाल्बाग् विधानसौध इत्यादिकं नीतमासीत् तथैव मैसूरुमध्ये मैसूरु चामुण्डिबेट्ट अरमने तत्र प्यालेस् इत्यादिकं मैसूरु मध्ये दृष्टम् इतोपि तत्र बिदर् मध्ये अनुभवमण्टपः इति अस्ति बसवण्णस्य मूर्तिः अस्ति एतत् सर्वं दर्शितमासीत् एवं पुनः अधः आगच्छामः चेत् चामराज् नगरे मलेमहादेश्वरबेट्ट अस्ति तत्रापि नीतमासीत् नञ्जुण्डेश्वरः धर्मस्थळं पुनः कोल्लूरु मूकाम्बिका सिरसि मारिकाम्बिका इत्यादिषु कटिलु दुर्गापरिमेश्वरी होर्णाडु अन्नपूर्णेश्वरी इत्यादिदेवालयं प्रति अपि नीतमासीत् सर्वत्र आकर्नाटकम् अटितवन्तः सर्वं कर्नाटके विद्यमानदेवालयाः ऐतिहासिकप्रसिद्धाः स्था स्थानानि इत्यादिकं सर्वं दृष्टमस्ति एवमेव तस्य विषये किञ्चित् सन्तुष्टः अस्मि